अहं प्रथमं तरण अभ्यासं सार्वजनिकतरणकेन्द्रे आरम्भं कृतवती तत्र एकः शिक्षकः आसीत् सः मां पाठितवान् प्रथमं तत्र सरोवरे एकः दण्डः भवति तद् गृहीत्वा सः पादचलनं कारितवान् किन्तु पादचलनं बहुक्लेशः आसीत् अहं चिन्तितवती मम पादः जलस्य उपरि अस्तीति किन्तु सः सर्वदा वदन्नासीत् तद् अन्तः गतम् अस्ति उपरिकरोतु उपरिकरोतु इति अहम् अतः अहं बहुक्लेशं तु अनुभत् अनुभूतवती आसम् अनन्तरं सः कथं हस्तचालनं करण करणीयम् इति उ दर्शितवान् तस्मिन् समये एव मम आरोग्यं नष्टम् अभवत् अतः अग्रे बहु अहं न अभ्यासं कृतवती अस्मि